अस्माकम् उडुपि क्षेत्रे जिल्लाक्रीडालयमस्ति अज्जर काडु इति प्रदेशे जिल्लाक्रीडालयमस्ति तत्र तावत् क्रिकेट् बेट्मिण्टन् स्क्वाश् इत्यादि क्रीडाप्रचारार्थं ट्रैनिङ्ग् दीयते एवम् अम्बलपाडि इति उडुपिनगरस्थ अम्बलपाडि प्रदेशे स्केटिंग् इत्यस्य संस्था अस्ति तत्र स्केटिंग् ट्रैनिंग् दत्वा राष्ट्रीय अन्तराष्ट्रीय स्तरयोः जनान् भागं ग्रहीतुं शक्यते एवम् अज्जरकाडु जिल्लाकार्यालये ते क्रिकेट् ट्रैनिंग् दत्वा तेषां फ़ार्म् दृष्ट्वा तेषां रणजि इत्यादि क्रीडासु भागं गृहीतुं ते उन्मोदयन्ति एवं अत्र उडुपिक्षेत्रे क्रिकेट् क्रीडा बहु प्रसिद्धमस्ति गणेशोत्सवसमिति इत्यनेन तथा फ़्रेण्ड्स् क्लब् इत्यनेन बहूनि क्रिकेट् कप् इत्यादीनि इत्यादि क्रीडा आ आयोजयन्ति ते तेन क्रिकेट् क्रीडायाः प्रसिद्धि प्रसिद्धिः भवति तत्र यः सम्यक् प्रदर्शनं करोति तस्य राज्यस्तरीयस्पर्धायां राष्ट्रस्तरीयस्पर्धायां भागः लभ्यते तेन तस्य अन्तर् राष्ट्रीय स्त स्तरेपि भागं ग्रहीतुं साध्यम् अस्ति